नमोनमः शिक्षाऋणम् अस्माकं भारतीयसंस्कृतेः ऋणत्रयम् अस्ति इति प्रसिद्धमेव देवऋणं पितृऋणं ऋषिऋणं ऋषिऋणमित्युक्ते गुरुऋणम् अस्माकं कृते कृतज्ञता दर्शनीया इति तु अस्माकं कृतेः आत्मा एव अस्ति अन्यत् गुरुः अस्मान् पाठयति पूर्वत् पूर्वं पुरातनकाले गुरुः पाठयति स्म तदा किमपि शुल्कस्य अपेक्षापि न भवति स्म अन्यत् शुल्कं न स्वीकरोति अतः गुरुः पाठयति निष्कामरूपेण तर्हि सर्व अध्ययनानन्तरं तस्य ऋणं तु भवति एव पाठनं भवति विद्यादानं तु महद्दानमस्ति तर्हि एतद्दानस्य कृते किमपि वयं कृतज्ञतां प्रकटीकृतं करणार्थं किमपि दातव्यमिति मनसि आदरभावना तु भवति एव अतः ऋणस्य कल्पना आगता स्यात् तर्हि ऋषिः नाम इत्युक्ते गुरुः यत् पाठयति तस्य कृते यत् ऋणं तद् देव गुरुऋणं तस्य कृते किं गुरुदक्षिणां दद्मः वयम् गुरूणा गुरुदक्षिणा दद्मः तर्हि शिक्ष शिक्षाऋणस्य विषये एतदेव तु नाम गुरूणाम् इत्युक्ते अस्ति एव तर्हि गा एतद् ऋणस्य लाभः अधुना तु किमपि नास्ति सर्वे ऋणं कृ स्वीकु शुल्कं स्वीकरोति अतः किमपि नास्ति किन्तु निश्शुल्कमेव पाठयति तद् तस्य विद्यादानस्य महत्वं महत्वपूर्णमस्ति अतः तस्य कृते ऋणं गुरुदक्षिणा आवश्यकी